स्थानीयकलाकाराः बहवः सन्ति उदाहरणार्थं भरतनाट्यकलाकाराः संग् सन्ति सङ्गीतकलाकाराः सन्ति अपि च वयलिन् वादकाः सन्ति तबलावादकाः सन्ति एते सर्वेपि स्वपितुः नाम्ना वा गुरुनाम्ना वा एकेकां कलाशालां स्थापितवन्तः अपि च अन्यत्र अन्यत्र गत्वा शालाद् शालादि शालासु पाठयन्ति अपि च कदाचित् शिबिराणि अपि चालयेयुः शिल्पिनः केपि न ज्ञायन्ते सर्वेपि सुसूत्रं स्व स्व शालां चालयन्ति शालातः कदाचित् समारम्भमपि कारयन्ति स्वकलाप्रदर्शनमपि कर्तुम् अवकाशं